ये तावन्ताः नूतनव्यापारस्य आरम्भं कुर्वन्ति कुर्वन् एवं कुर्वन्ति एवं कर्तुम् इच्छन्ति च तेषां कृते कश्चननियमः अस्ति पुनः किञ्चित् सावधानं तैः भाव्यं यतो हि नूतनव्यापारारम्भे मूलधनं तु अपेक्षितं पुनः षड् यथा नाम तत्र जनाः सन्ति तादृशाः जनाः ये भवन्तं पातयितुं पातयितुम् इच्छन्ति तथा सह सावधानेन भाव्यं पुनः महद्धनम् अपेक्षितम् इति न परन्तु धनं तु अपेक्षते तस्मात् आदौ लघु व्यापारः आरम्भः भवतु ततः ते ते लघु व्यापारात् किञ्चित् धनं प्राप्यते चेत् पुनः किञ्चित् बृहत् पुनः किञ्चिद् बृहत् इति यद् एषः क्रमः अवलम्बनीयः पुनः यदि भव कश्चन एतत् चिन्तयति यत् मम धनम् अधिकं भवतु अहं किञ्चिद् बृहत् कर्तुम् इच्छामि तेषां कृते किञ्चित् सावधानं तैः भाव्यं नो चेत् पुनः ये क्रेतारः सन्ति ते कुत्रचित् ऋणं गृण्हन्ति पुनः ऋणस्य परिशोधनं न कुर्वन्ति तस्मात् ते तैः सह किञ्चित् सह बुद्ध्या ते तैः सह व्यापारः कर्तव्यः कर्तव्यः नो चेत् धनं न दीयन्ते धनं न दीयते तैः पुनः क्रेताभिः सह सुसम्पर्कः स्थापितव्यः इति